वार्तामाध्यमेन इदानीं कृषिकाराः अपि सस्यक्षेत्रविषये बहु रक्ष् रक्षणं विषये अपि बहु चिन्तयन्ति रासायनिक औषधानि बीजं कथं स्थापनीयानि बीजानि उत्तमबीजानि कुत्र लभ्यन्ते इत्यादिविषयाः अपि वक्तव्यं इदानीं दूरदर्शिनीमाध्यमेन अनन्तरं चरवाणीमाध्यमेन क्षेत्रविषये बहुविषयाः इदानीं वार्तामाध्यमेन ग्राम्यक्षेत्रेषु अपि सर्वत्र व्यवहारः भवति इदानीं तावत् तन्त्रज्ञाः अस्माकं देशौन्नत्यं समाचारं बहु सम्यक् अधिगच्छन्ति अतः अस्माकं देशस्य अभिवृद्धिं गच्छन् अस्ति चूर्णं भवति